मम गृहप्रदेशे एकः लघुपर्वतः वर्तते वृषभाचलः इति तत्र सुन्दरम् एकं पुरातः अपि शिल्पं वर्तते तच्च वृषभाकारं वर्तते इति कृत्वा वृषभाचलः इति नामधेयं वर्तते अत्र अधिकाः प्रवासिनः प्रवासार्थं नागच्छन्ति किन्तु तादृशम् एकं सुन्दरं स्थानम् अत्र वर्तते इति विशेषः समतलाः इति समतलाः भूमयः अस्मिन् प्रदेशे न सन्ति इति